हरि ओम् एतत् त्रिचक्रिकयानस्य आपणं खलु मह्यम् एकं अस्तु समीचीनं मह्यम् एकं त्रचक्रिकयानम् आवश्यकमासीत् भवत्याः याने भवत्याः आपणे अस्ति वा अस्तु भवत्याः आपणे हरितवर्णस्य त्रचक्रिकयानम् अस्ति वा एवं वा तथा अस्ति चेत् रक्तवर्णस्य अस्ति वा रक्तवर्णस्य मम मम पुत्रस्य कृते आवश्यकमासीत् सः तु लघुबालः अस्ति लघुबालानां कृते त्रीणि चक्रस्य त्रिचक्रकयानमस्ति वा त्रिणी चक्रस्य रक्तवर्णस्य आवश्यकमासीत् अस्तु कति रूप्यकाणि अस्तु अस्तु तत् त्यजतु तदनन्तरं चिन्तयामः मह्यम् इदानीम् एलेक्ट्रिक् द्विचक्रिकयानमस्ति वा तदपि मह्यम् आवश्यकमासीत् बालस्य कृते त्यजतु अहम् अग्रिममासे स्वाकरोमि किन्तु इदानीम् इदानीं मम कृते अपि एकम् आवश्यकमासीत् तदर्थम् अहं दूरवाणीं कृतवती न न द्विचक्रिकयानं भिन्नं किमपि अस्तु अस्तु अस्तु अस्तु तत् श्वेतवर्णस्य लभ्यते वा हरितवर्णः वा नीलवर्णस्य अस्ति वा अस्तु तथा अस्ति चेत् हरितवर्णः एवं वा तथा अस्ति चेत् हरितवर्णस्य एव स्वीकरोमि हरितवर्णमपि सुन्दरमस्ति खलु एवं वा तथा अस्ति चेत् तदेव स्वीकरोमि तस्य कृते ग्येर् अस्ति वा ग्येर् अस्ति वा ग्येर् ग्येर् अस्ति वा अस्तु ट्रिङ्ग् ट्रिङ्ग् रिङ्ग् भवति वा रिङ्ग् भवति चेत् बहु उत्तमं खलु रिङ्ग् उच्चैः भवति वा नीचैः भवति वा उच्चस् सर्वेषामपि श्रूयते खलु ट्रिङ्ग् ट्रिङ्ग् ट्रिङ्ग् अस्तु तथा अस्ति चेत् अहं स्वीकर्तुमेव इच्छामि अस्तु कदा आगन्तव्यम् अस्तु अस्तु अस्तु चिन्ता मास्तु मम पत्रसङ्केतं प्रेषयामि भवती प्रेषयतु अहं गूगल् पे करोमि वा फोन् पे करोमि वा अस्तु अस्तु अस्तु निश्चयेन धन्यवादः धन्यवादः स्थापयामि